भारते तु सर्वे जनाः चायपानम् अमृतपानम् इव कुर्वन्ति शर्करायुक्तम् चायपत्राणि युक्तं दुग्धयुक्तं चायं सर्वे जनाः अधिकम् उत्साहेन पिबन्ति तत्र आर्द्रकस्य अपि योजनं कुर्वन्ति

डायबेटिक् अस्मि अतः शर्करया विना चायं पिबामि तत्र केवलं दुग्धम् पुनः चायपर्णम् आर्द्रकं योजयित्वा तत्र चायसिद्धतां करोमि चायं पचामि अनन्तरम् अहं पिबामि अन्ये जनाः तु मिष्टं चायम् अधिकं पिबन्ति भारते ग्रामीणविभागे जनेभ्यः मिष्टं चायं बहु रोचते आधुनिककाले तु फ़ेशन् अस्ति न्यूनशर्करायुक्तं चायं सर्वे पिबन्ति